चारणार्थं तथा साधनानि मम समीपे मम समीपे न सन्ति परन्तु छन्दः अस्ति नाम तस्मिन् विषये वयं मित्राणि मिलित्वा प्रतिवर्षं कुत्रचित् एकस्मिन् पर्वते अथवा फ़ोर्ट् इति इत्यत्र प्रतिवर्षं वयं मिलित्वा गच्छामः तत्र गत्वा सर्वेऽपि नाम भोजनम् इत्यादिकं कुर्मः एवञ्च ट्रेक्किङ्ग् इत्यस्य आनन्दम् अनुभवामः नाम निसर्गे यः आनन्दः लभ्यते सः आनन्दतो अन्यैः साधनैः कदापि वयम् अनुभवितुं न शक्नुमः अतः नाम निसर्गे व वयं स्वदुःखम् स्वदुःखम् विस्मर्तुं शक्नुमः